हरिः ओम् अहं जितेन्द्रः स्विग्गितः इदानीम् अहम् आर्डर् कृतवान् आसम् इदमिदानीमेव अहं प्राप्तवान् नाम परठा तथा च पन्नीर् इत्यादिकम् आर्डर् आसीत् तत् तस्य नाम उत्तमः व्यवहारः आसीत् तथा च सः समयेन मह्यं दत्तवान् अतः एव तस्य तस्य कृते धन्यवादाः आर्डर् कृते